हरिः ओम् नमस्कारः अम्मा आम् अहं कुशली अस्मि अत्र सर्वं कुशलम् अस्ति भवती अपि कुशलिनी अस्ति किल ओ उत्तमं उत्तमम् अस्माकं पाठशालायाम् अध्यापकपितृसम्मेलने भवत्याः स्वागतम् उत्तमम् उत्तमं सन्तोषः तर्हि भवत्याः पुत्रः किल अत्र पठति आकाशः किल ओ उत्तमम् ओ उत्तमम् उत्तमम् आकाशः तु बुद्धिमानेव सः विषयस्तु न कदाचन स्तोतव्यः इति शास्त्रवचनेन न स्तोतव्यः किन्तु बुद्धिमान् सः एतत् स्तुतिरूपेण नास्ति अस्माकं पाठशालापक्षतः आर्शीवचन रूपेण स्वीकरोतु भवती उत्तमम् उत्तमम् ओ बुद्धिमान् उत्तमम् उत्तमम् उत्तमम् सत्यम् अहमपि लक्षितवान् सः संस्कृतमपि इच्छति गणितमपि इच्छति शास्त्रं विज्ञानशास्त्रमपि इच्छति क्रीडाः क्रीडाः अपि इच्छति सांस्कृतिककार्यक्रमेषु अपि सम्यक् भागं वहति भवति अपि बालकः किल इदानीं केवलं षष्ठकक्षायाम् अस्ति बालकः चाफल्यं भवति चञ्चलत्वं भवति कपिचेष्टाः कुर्वन्ति इदानीं वयसि तथा नास्ति चेत् अग्रे ज्येष्ठे वयसि न कुर्वन्ति किल अम्मा अतः भवतु यदि यदि तस्य कपिचेष्टाः असहानीयाः भवन्ति तर्हि वयं चिन्तयामः इदानीं तु तथा नास्ति किञ्चित् किञ्चिदेव अस्ति उत्तमम् तत्र वयं ज्ञातवन्तः भवती नाम पितरौ अपि तस्य पितरौ नाम भवती भवत्याः पतिमहोदयः गृहे अन्ये सदस्याः अपि सम्यक् पालयन्ति पोषयन्ति सम्प्रेरयन्ति इति एतादृशबालकाः नाम पितरः एतादृशाः पितरः सन्ति चेत् तादृशाः बालकाः बालिकाः बहवः भवन्ति समाजाय लाभाय भवति उत्तमम् अम्मा तर्हि आ वस्तुतः अस्माकं पाठशालायां तु सर्वेपि अध्यापकाः तथा सोत्साहमेव पाठयन्ति चिन्ता नास्ति तर्हि उत्तमम् तस्य अभिवृद्धिपत्रं प्रोग्रेस् रिपोर्ट् इति उच्यते किल एतत् अस्ति एतत् पश्यतु कोपि संशयः सन्देहः अस्ति चेत् पृच्छतु प्रायः कोपि संशयः सन्देहः न भवति अत्र हस्ताक्षरं कृत्वा कृपया गच्छतु वयमपि पाठशालापक्षतः धन्यवादान् सर्मपयामः अस्तु नमस्ते राम् राम्